स्वास्थ्यरक्षणार्थं रोगनिवारणार्थं च वयं बहु उपायान् वयं कर्तुं शक्यते इत्युक्ते प्रिवेन्शन् इस् बेटर् दान् क्यूर् एतादृशं रोगस्य आगमनात् पूर्वम् अस्माकं शरीरस्य रक्षणं कथं करणीयम् इति अत्र वयं ज्ञातुं शक्नुमः इत्युक्ते शरीरं सुदृढं भवति चेत् अस्माकं मनः अपि सुदृढं भवति इति विवेकानन्दः तदा एव उक्तवान् अस्ति इत्युक्ते स्वास्थ्यशरीरं स्वास्थ्यमनः इति वयं वदामः खलु तद् तदा एव अस्माकं शरीरं भवति तद् अनुगुणम् एव अस्माकं कार्याणि भवन्ति इति मम आशयः इत्युक्ते प्रतिदिनम् अस्माकं दिनचर्याः अनुगुणम् ए यथा भवति तथैव अस्माकं जीवनमपि सुधारितं भवति इति ज्ञायते स्वास्थ्यरक्षणार्थं स्थानीयाः उपायाः के इत्युक्ते स्वास्थ्यरक्षणार्थं प्रतिदिनं शीघ्रम् उत्थानं योगासनं योगासनादिकं करणं वायुविहारार्थं गमनम् यावद् अस्माकं कृते उत्तमम् आहारं स्वीकर्तुं वयं शक्नुमः तादृशम् आहारं स्वीकरणीयम् इत्युक्ते आर्गेनिक् वदामः खलु देशीयाः पद्धत्यां वयम् आहारं स्वीकुर्मः चेत् अर्द आरोग्यम् अस्माकं कृते तत्रैव लभ्यते इति मम आशयः म् एतादृश्याः पद् पद्धत्याः अनुसरणम् अस्माकं स्वास्थ्यरक्षणार्थं सम्यक् भवति अतः एव पुरातनाः वदन्ति स्म यदा बुभुक्षा भवति तदा एव भोजनम् करणीयम् इति बुभुक्षा विना भोजनं कुर्मः चेत् तद् उत्तमं न तद् यदा वयं पुनः तत्र अजीर्णं भवति तस्मात् पूर्वं वयं भोजनं स्वीकुर्मः चेत् पुनः तत्र जठराग्निः मन्दः भवति अतः एतादृशान् विषयान् मनसि निधाय अस्माभिः भोजनादिकं स्वीकरणीयम् अस्माकं जीवनं सम्यक् रीत्या रक्षणीयम् इति अत्र स्वास्थ्यरक्षणार्थम् अस्माभिः बहु उपयोगः करणीयः करणीयः तदा रोगं न आगच्छति आगतं चेदपि रोगस्य निवारणं भवति इति वयं जानीमः इदानीम् इदानीम् अहं श्रुतवती अत्र कोऽपि उब्बल्लीनगरे किमपि शुगर् बि पि सर्वम् आसीत् इति सः इदानीं सः पक्वम् आहारं किमपि न खादति सः एवं फलानि शाकानि एतादृशं आहारेण सः तस्य पूर्णम् शुगर् बि पि सर्वं गतमिति इदं वैद्यलोके एव बहु प्रसिद्धम् अभवत् इति तेषां कृते एव बहु आश्चर्यजनकम् अभवत् अतः रोगनिवारणार्थं स्वास्थ्यरक्षणार्थम् एतद् अनेकविधाः उपयाः उपयाः उपायाः अपि कर्तुं शक्यन्ते